मम गृहे सालग्रामं मूर्तयः सन्ति प्रतिदिनं तत्र जलस्य आवश्यकता दातव्यमेव अन्यथा बहूनि सस्त्राणि अपि सन्ति तत्रापि प्रतिदिनं द्विवारम् इदानीम् आतपकालनिमित्तं द्विवारं जलस्य व्यवस्था भवति एव